नवसप्त्यतधिकनवदशशततमवर्षस्य पेब्रवरि मासस्य तृतीयदिनम् द्व्यधिकद्विसहस्रवर्षस्य सेप्टेम्बर् मासस्य द्वितीयदिनाङ्कः पञ्चाधिकद्विसहस्रवर्षस्य पेब्रवरी मासस्य षड्विंशतिदिनाङ्क् सप्तसप्तत्यधिकनवदशतमवर्षस्य जून् मासस्य षड्विंशतिदिनाङ्कः अष्टसप्तत्यधिकनवदशतमवर्षस्य एप्रिल् मासस्य त्रयोविंशतिदिनाङ्कः